मम पाकशालायां बहूनि पात्राणि सन्ति तत्र चमसः अस्ति तस्य उपयोगः सूपः इत्यादि पातुं भवति चषकः अस्ति तस्य उपयोगः जलं पातुं भवति इतोऽपि बाष्पस्थाली वर्तते तस्य उपयोगः ओदनम् ओदनादीन् निर्मातुं भवति चुल्लिः वर्तते पदार्थनिर्माणं तस्य उपयोगः भवति वेल्लनी अस्ति रोटिका निर्मितुं वेल्लन्याः उपयोगः भवति इतोऽपि छुरिका वर्तते फलं फलम् इत्यादीनि कट् करणार्थं छुरिका छुरिकायाः उपयोगः भवति इतोऽपि दर्वी वर्तते परिवेषणं शाकादीनाम् उप परिवेषणार्थं दर्व्याः उपयोगः भवति स्थालिका अस्ति रोटिका शाकं खादितुं स्थालिका स्थालिकायाः उपयोगः भवति पात्रमस्ति तस्य शाटिका पायसमित्यादि यद्निर्मितमस्ति तत् स्थापयितुं तस्य उपयोगः भवति इतोऽपि मन्थानः अस्ति तक्रादीन् निर्मातुं मन्थानस्य उपयोगः भवति इतोऽपि बहूनि पात्राणि मम पाकशालायां वर्तते